मम प्रदेशे सर्वकार्यचिकित्सालयेषु वस्तुतः स नाम सार्वजनीनं यत् यः रोगः जायते यथा कफः एवं सार्वजनीनरोगानां तु अस्ति नाम उपरि उपरि रोगाणां तु चिकित्साः चिकित्सापि अस्ति परन्तु गम्भीर रोगाणां यथा हृद्रोगः कर्करोगः किड्नि फेयिल्यूर् इति रोगः इत्येते इत्येतासां चिकित्सानां तु व्यवस्था तत्र नैव प्राप्यते कुतः इति चेत् तत्तु क् साधारणः चिकित्सालयः अस्ति कश्चित् विशिष्टः चिकित्सालयः नास्ति विशिष्टः अस्ति चेत् तत्र तादृशं म नाम चिकित्सार्थं हृद्रोगाणां कर्करोगः रोगाणां चिकित्सार्थं साधनानि प्राप्यन्ते परन्तु अस् नाम अस्मिन् चिकित्सालये नाम मम प्रदेशे ये चिकित्सालयाः सन्ति तेषु चिकित्सालयेषु तादृशः तादृशानि साधनानि न वर्तन्ते तस् तस्मात् एतेषां रोगाणां नाम च हृद्रोगाणां कर्करोगाणां तु चिकित्सा तत्र नैव भवति पुनः कुत्रचित् तु कुत् एवं कि किञ्चित् मम प्रदेशात् किञ्चित् दूरे अपि के केचित् चिकित्सालयाः सन्ति तत्र तु भवति परन्तु तत्रापि एवमेव अवस्था अस्ति यत् साधनानि बहु कारुण्यरूपे नाम सु सुलभरूपेण न सन्ति स्व सुलभरूपेण न सन्ति परन्तु क् रुप्यकाणि अधिकानि भवन्ति तत्र रोगाणां चिकित्सार्थं तस्मात् एवं प्रकारेण अस्मा अस्मात् प्रेदेशे चिकित्सार्थं हृद्रोगाणां कर्करोगाणां पुनः ये ये गम्भीररोगाः सन्ति तेषां चिकित्सार्थं व्यवस्थाः न सन्ति एवं च यदि कुत्रचित् सन्ति परन्तु तत्र सुलभः न सन्ति बहु व्ययकारिण्यः भवन्ति